स्वपरिवारमित्रैः सह बहिः गन्तुम् इच्छामि बहिः इत्युक्ते स्थानम् पर्यटनार्थं पर्यटनार्थम् ग्रामात् बहिः वा राज्यात् बहिः वा देशात् बहिः वा गत्वा तत्र विभिन्नस्तरजीवनस्य शैलीं द्रष्टुम् इच्छामि तदर्थं वयं परिवारमित्रैः सह गच्छामः से चेत् किं प्रयोजनं भवति इत्युक्ते भिन्नभिन्नपरिवारसदस्यानाम् आसक्त्ययः भिन्नाः एव भवन्ति तदनुसृत्य अस्माकं वैवे वैयक्तिकरीत्या विभिन्न विषयान् एकत्र प्राप्तुं शक्नुमः एकाकी एव गच्छामः चेत् तद्भिन्नम् अस्माकम् अभिरुचिम् अनुसारम् एकेन एव दृष्टिकोणेन तत् स्थानं द्रष्टुं शक्नुमः अध्येतुं शक्नुमः तद्भिन्नं स्वपरिवारमित्रैः सह गच्छामः चेत् तदनुभवाः एव भिन्नाः एव भवन्ति अनुभवाः भिन्नाः कथम् इत्युक्ते परिवारे भिन्नासक्तिजनाः भवन्ति तत्र एकस्य आसक्तिः भोजनविषये भवति चेत् विभिन्नरीत्या यत्र कुत्रापि वयं गच्छामः चेत् तत्र विशेषभोजनम् किं लभ्यते तत् स्वादं स्वीकृत्य आनन्दम् अनुभोक्तुं सहकारी भवति भोजनविषये भिन्नभिन्नाः प्रकाराः के सन्ति इति मत्वा तदपि एकदृष्टिः अन्य कस्यापि ऐतिहासिकविषये आसक्तिः भवति चेत् वयम् ऐतिहासिकस्थलं चीत्वा एव तत्र गन्तुं शक्नुमः ऐतिहासिकम् ऐतिहासिकविषये ये ये आसक्ताः सन्ति ते तत् स्थानम् स्थानविषये किमपि विशेषप्रसङ्गः वा वदन्ति चेत् तदपि अस्माकं ज्ञानाभिवृद्धिः भवति तत् महत्वमपि ज्ञातुं शक्नुमः सामान्यतया तत्र किमपि अटित्वा विरामः आवश्यकः इति मत्वा एकं स्थले विरामार्थम् तु विरामार्थं वयं भवामः चेत् तत्रापि कथञ्चित् सर्वे स्वस्य अनुभवविषयं वदन्ति चेत् तदपि अस्माकं लाभदायकः एव ज्ञानविषये पौराणिकरीत्या कानिचन स्थलम् क्षेत्र पर्यटनार्थं गच्छामश्चेत् पौराणिकरीत्या कुत्र लभति एतत् स्थलस्य महात्म्यम् इति इत्यपि वयं ज्ञातुं शक्नुमः नैमिषारण्यं बद्रीक्षेत्रं केदारक्षेत्रम् एतानि स्थलानि पौराणिकम् विषये इतोऽपि अध्येतुम् अपि शक्नुमः अधीत्वा गच्छामः चेत् तथा अनुभवं कर्तुमपि बहु सम्यक् भवति यत्र कुत्रापि वयं गच्छामः चेत् पूर्वतयारि इत्युक्ते पूर्वसिद्धता इत्युक्ते वस्त्राणि आवश्यकानि वस्तून् वयं नीत्वा गच्छामः तत्तु सामान्यम् एव इतोपि मुख्यः विषयः मम अभिप्रायः तु यत्र उत्रापि गच्छामः चेत् तत् पूर्वं तत् स्थलस्य विषये महत्वम् किं तत्र विशेषरीत्या लभन्ती लभन्ती वस्तु वा भोजनपदार्थं वा किमपि विशेषं किमस्ति इति ज्ञात्वा आगच्छामः चेत् तत् स्वीकर्तुमपि शक्नुमः द्रष्टुमपि शक्नुमः कथं तत् सिद्धता भवति इत्यपि अस्माकम् उत्साहानुसारेण वयं ज्ञातुं शक्नुमः सामाजिकरीत्या इत्युक्ते स तत्र एकैकस्य राज्यस्य भिन्नभिन्नः एव सामाजिकः परिसरः भवति भौगोलिकप्रदेशानुसारम् एव तद् अवलम्ब्य तत्र भिन्नभिन्नम् एव भवन्ति अस्माकं प्रदेशे कर्नाटकराज्ये तु हवामानरीत्या वा बहु सम्यक् अस्ति उत्तरभारतदेशे वयं गच्छामः चेत् शीतकालः अपि वहु तीक्ष्णं भवति ग्रीष्मः अपि वर्षा अपि तदनुसारम् एव तत् सामाजिकजीवनमपि भिन्नं भिन्नम् एव भवति तदपि ज्ञातुं शक्नुमः यत्र कुत्रापि क वातावरणस्य समाधानकारकावस्था भवति चेत् तद् अपि अधीत्वा गन्तुं शक्नुमः एतद्रीत्या परिवारमित्रैः सह गत्वा आनन्दं अनुभोक्तुं तु बहु उपयोगी एव रिक्तः समयः यत्र कुत्रापि प्रयाणकाले मिलति चेत् तत्रापि वातावरणम् अनुसृत्य चर्चा अपि भवति खलु तत्तु बहु प्रयोजनकार्यमेव तदर्थमेव कन्नडभाषायामस्ति खलु देशसुत्तु कोश ओदु इति सर्वे भः भाषायां भवन्ति मम मातृभाषा कन्नड इत्येव इति तत्तु मह्यं बहु बाल्यतः तत् बहु अभिरुचिः अस्ति देशासुत्तु कोशा ओदु देशासुत्तु इत्यर्थे यत्र कुत्रापि वयं गतमासीत् तत् निसर्गः एव पाठ्यपुस्तकम् किमपि वयं द्रष्टुं चेत् तत्र अध्ययनम् एव तत् प्रयोगशाला इति एव भा मत्वा द्रष्टुं शक्नुमः वयं पुस्तके एव पुस्तकं पठित्वा एव ज्ञानं प्राप्तुं शक्नुमः इति न दृष्ट्वा प्रकृतिः एव पाठ्यपुस्तकम् इति मत्वा वयम् प्रत्येकं स्थलं पश्यामः चेत् बहु प्रयोजनकारी भवति इति मम आशयः